हा वदतु भगिनि किमपेक्षितम् अस्तु कीदृशं कीदृशम् आभरणानि अपेक्षितानि इति वदतु हा म् अस्तु अनन्तरम्

अस्तु फण् इदानीं तु स्वर्णस्य एतद् मूल्यं तु एवमस्ति दशग्रां परिमितं हेम्नः मूल्यं तु पञ्चसहस्राधिकम् अस्ति भगिनि अहम् इदानीम् एवम् इति निर्दिष्टं मूल्यं वक्तुं तु न शक्नोमि तद् भवती अपि जानाति एव प्रतिदिनं वर्धमानम् अस्ति कथंचित् क्षीयते अपि क्षीयते चेत् तद् भवत्याः किं किं वदामः भवत्याः भाग्यम् इत्येव वदामि अस्तु वयं पश्यामः ह्म् कर्णाभरणम् अस्तु भगिनि भवती अत्र मम आपस्तु अत्र हुबळिनगरे केशवपूर् मध्ये अस्ति भवती यदा कदाचित् आगच्छतु भवत्याः आगमनात् पूर्वं किञ्चित् दूरवाणीं कृत्वा वदतु भवत्याः किमपि अपेक्षितम् एवमेव अपेक्षितं चेत् एकम् चित्रं स्वीकृत्य मम कृते स्थापयतु अहं पश्यामि मम आपणे एव अस्ति चेत् अहं दास्यामि नो चेत् अहं कृत्वा दास्यामि आमामां त कण्ठाभरणमपि सर्वमपि विभिन्न आभरणानि सन्ति एव परन्तु भवती अत्र आगत्य पश्यति चेत् कीदृशं कीदृशम् आभरणम् अपेक्षितमिति कीदृशम् आभरणम् अपेक्षितमिति अतः भवती अत्र आपणम् आगत्य वदतु इदानीं वदतु परिमाणः कथम् आवश्यकम् अथवा किमपि नूतनं डिसैन्स् आवश्यकं चेत् तदपि वदतु अहम् एकवारं तत् तत्र चित्रमस्ति चेत् तदपि प्रेषयतु भगिनि अहम् निर्मातुं शक्नोमि वा इति पश्यामि तत्र किमपि नूतनं नूतनम् एतद् सूक्ष्मं सूक्ष्मं आमामां सूक्ष्मकार्यमपि तत्र करणीयं भवति अतः भवती वदतु भवत्याः ग्रां तत्र कण्ठाभरणस्य कति भवितुं शक्यते इति भवति वदतु अनन्तरं तदनुसारमहं कृत्वा दास्यामि शक्यते वा ओ एवं वा अस्तु अस्तु अस्तु हा आम् आम् इदानीम् अन तदा विंशतिः ग्रां मध्येपि तादृशं सम्यक् दृढं न भवति भवति कर्तुं शक्यते परन्तु अस्तु अस्तु आम् आं शक्यते शक्यते म् शक्यते निश्चयेन शक्यते अहमपि किञ्चित् नूतनं डिज़ैन् यदस्ति इति किञ्चित् दृष्ट्वा अहं करिष्यामि तत्र किञ्चित् एवम् स्टोन्स् इत्यादिकम् अपेक्षितं वा इति वदतु अथवा केवलम् ए आवश्यकं वा हा अस्तु स्थापयामि वा अस्तु अस्तु अस्तु अस्तु अन्यत् आ योजयित्वा स्थापय स्थापयित्वा योजयित्वा स्थापयिष्यामि निश्चयेन अन्यत् किमपि अपेक्षितमस्ति वा तत्र

ओ एव अस्तु अस्तु अस्तु अस्तु निश्चयेन रक्तवर्णः अपि आम् आम् आम् मम तु सप्ताहद्वयम् अपेक्षितमेव भगिनि यतो हि अहमेव न करोमि कार्यम् आपणः मम अस्ति कर्मकरः विभिन्नप्रदेशेषु आगच्छन्ति तेषां कृते अहं वदिष्यामि यावत् शीघ्रं शक्यते तावत् शीघ्रं दा दास्यामि भगिनि अन्यत् किमपि रजताभरणं वा अथवा रजतपात्रं वा किमपि एतद् विवाहार्थम् अपेक्षितं चेत् तदपि अत्र लभ्यते भवती आवश्यकं चेत् वदतु भगिनि आम् आम् आम् आम् अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु निर्दिष्टसमये एव दास्यामि

अस्तु अस्तु अस्तु अतः किं निश्चयेन दास्यामि भगिनि ओ तद् रजतम् अस्ति अस्ति अस्ति अस्तु तदपि किञ्चित् प्रतिदिनं प्रतिदिनम् एकं भिन्नं भिन्नं भवति अतः भवती यदा अपेक्षितं तदा अनुसृत्य किञ्चित् तत्र मूल्ये किञ्चित् चेञ्ज् भवति परिवर्तनं भवति अतः तावत् बृहत् परिमाणेन इति न वदामि परन्तु किञ्चित् परिमाणेन भिन्नता भवति एव भगिनि शक्यते चेत् वदति या वदतु यदपेक्षितमस्ति इति नूपुरम् एकमेव पर्याप्तं वा अन्यत् किमपि स्थालिका इत्यादिकं हरिद्रा कुम्कुमं स्थापयितुं किमपि आवश्यकं वा गृहे एवं मास्तु वा अस्ति वा गृहे अस्तु अस्तु अस्तु अस्तु अस्तु हा अस्तु अस्तु अस्तु अस्तु भवती यद्यद् पृष्टवती अहं तत्र लिखित्वा स्थापितवती सर्वं योग्ये समये उक्ते समये निश्चयेन भवति प्राप्यते अस्तु वा रां राम् अस्तु अस्तु अस्तु भगिनि आगच्छ राम् राम्